अस्माकं प्रदेशे विवाहेषु तादृशनृत्यानि न क्रियन्ते तत्र कारणं तु सुलभं यतोहि अस्माकं प्रदेशे सुलभतया अथवा सामान्यतया विवाहादिकं क्रियते यदि श्रीमन्तजनाः सन्ति ते धनव्ययकर्तारः इति वयं वदामश्चेत् ते सामान्यतया विविध द्वयं वा त्रयं वा कलारूपेण नृत्यं कुर्वन्ति हिप् हाप् इत्यादि ये आधुनिककलास्सन्ति तेषु विवाहादि कार्यक्रमेषु नृत्यं कुर्वन्ति तत्र नृत्यकर्तुम् उत्तमगीतानि इति न सन्ति प्रायः नववधूवरयोः प्रीतिः भवेत् अथवा तयोः सन्तोषः यथा भवेत् तादृशरूपेण सङ्गीताः भवेयुः इति